मम कुटुम्बः अविभक्तकुटुम्बः अस्ति मम गृहं ग्रामीणप्रदेशे अस्ति मम गृहे षड्जनाः निवसन्ति तेषु मम पितरौ भगिन्ये द्वे पुनः प्रपिता निवसामः पुनः मम गृहे सर्वविधसौविद्धयम् अस्ति मम बहवः मित्राणि सन्ति मम मित्रेषु केचन आप्ताः सन्ति ते सर्वदा मां प्रोत्साहं कुर्वन्ति सर्वदा मम उत्तरोत्तर अभिवृद्धिं काङ्क्षन्ति ते सर्वे बेङ्गळूरुनगरे विविधक्षेत्रे उद्योगिनः सन्ति तेषु केचन उत्तम आर्थिकस्थितिं प्राप्तवन्तः तेषु केचन उत्तमपदे कार्यं कुर्वन्तः सन्ति एकः तत्र प्रोपेसर् रूपेण कार्यं कुर्वन् अस्ति कश्चन वै विज्ञानी अस्ति कश्चन आरक्षकविभागे कार्यं कुर्वन् अस्ति अतः मम मित्रेषु सर्वे उत्तमाः सन्ति